अहं बेङ्गलूरुनगरे निवसामि दशमकक्षानन्तरं तु अत्र बहवः विकल्पाः दृश्यन्ते प्रायः केचन ये कलाम् इच्छन्ति ते कलाभागम् एव स्वीकुर्वन्ति अन्ये ये धनविषये आसक्ताः सन्ति ते वाणिज्यं स्वीकुर्वन्ति अन्ये ये विज्ञानम् इच्छन्ति ते विज्ञानक्षेत्रं ते चिन्वन्ति एवम् उच्चशिक्षायै मूलतः विभागत्रयम् इति अस्ति कलावाणिज्यं च विज्ञानम् इति परन्तु तदनन्तरमपि बहु अवकाशाः सन्ति इदानीं य यः अथवा या कलां पठितवती सा अग्रे न्यायं कर्तुं शक्नोति अथवा इदानिम् ऐ ए एस् ऐ पि एस् इत्यादि क्षेत्रेषु अपि सा पठितुं शक्नोति ये वाणिज्यं पठितवन्तः ते अग्रे पी यू सी इति कोर्स् समाप्य ते अग्रे सी ए ऐ सी डब्ल्यू ए इत्यादि सर्वं पठितुं शक्नुवन्ति एम् बी ए अपि अन्ते कर्तुं शक्नुवन्ति अनन्तरं ये विज्ञानं चितवन्तः तेभ्यः तु सामान्यतः एङ्जीनियरिङ्ग् इति एकं भवति अभियन्तारः भवितुं शक्नुवन्ति अथवा वैद्याः भवितुं शक्नुवन्ति अथवा तत्रापि ये प्योर् सैन्सेस् इति साक्षात् विज्ञानम् एव ये पठितुम् इच्छन्ति तेषां कृते अपि साक्षात् इत्युक्ते केवलं शुद्धरीत्या विज्ञानम् एव पठितुं ते शक्नुवन्ति तस्य अप्पलैड् इत्युक्ते तत्र प्राक्टिकल् नालेज् विना साक्षात् तस्य एव अध्ययनं ते कर्तुं शक्नुवन्ति अतः नगरे तु उच्चशिक्षायै बहवः अवकाशाः सन्ति